तरणम् अधीतं चेत् अवश्यं तरणस्पर्धा भविष्यत्येव इत्युक्ते तरणस्पर्धा इति अधिकृतरुपेण न स्यात् चेदपि अनौपचारिकरूपेण तरणस्पर्धा अवश्यं कृता भवति मित्रैस्सह एकत्र नद्याः तीरं गत्वा अपरस्मिन् पार्श्वे कः वा आदौ तरणं तरति इति स्पर्धा अवशयं भवति तत्र कश्चन तीरे तिष्ठति यः तथा तर्तुं न इच्छति न शक्नोति च सः किं करोति इत्ययुक्ते वाच् पश्यति घटियन्त्रं पश्यति अनन्तरं कस्मिन् क्षणे अयं तत्तीरं प्राप्तवान् इति सः पश्यन् भवति उदाहरणार्थम् अस्माकं गुरुकुलावस्थायां यदा वयं तुङ्गानद्याः तीरं गतवन्तः तुङ्गानद्याः तीरं गत्वा वयं दश जनाः अस्माकं गणे विद्यमानः सकृत् नद्यां पतिताः अनन्तरं कः आदौ तत्तीरं गच्छति इति वेगेन वयं गतवन्तः सर्वेपि वेगेन गतवन्तः सर्वे वेगेन तरणं कृतवन्तः सर्वे बालाः सर्वे सदृडाः आसन् तत्काले अतः तत् काले यदा तर्तुमारब्धवन्तः सर्वे अहमहमिकया कदाचिदन्यः कश्चनादौ गच्छती कदाचिदहम् आदौ गच्छामि इत्येवम् अस्माकं गणे कश्चन आसीत् सः लक्ष्मणः इति सः किं करोति स्म सः वने वर्धितः सः सर्वदा तरणे प्रथममागच्छति स्म अतः तं पराजेतुं वयं न शक्नुमः एव कदाचित् तस्यापेक्षया शिघ्रं गताश्वेदपि सः इतोपि वेगेन नद्याः अन्तः तरणं करोति उपरि आगत्य तरणं करोति करोति स्म तर्हि तदानीं सः वेगेन गत्वा प्रथमं प्राप्नोति स्म एवं तरणस्पर्धा इत्यक्ते सा अतीव मनोहारिणी भवति स्म बहु तोषदायिणी आसीत् अधुना स्मरमाश्चेदपी देहे एकवारं कम्पनं भवति अधुना गत्वा जले पतिष्यामः इति अतः तरणस्पर्धा अनौपचारिकी असकृद्वारं कृता अस्ति